भारतदेशे संस्कृतं बहु व्यापकं वर्तते तथापि इदानीम् इदानीं नाम दशवर्षात् प्राग् संस्कृतस्य प्रभावः न्यूनः आसीत् तथापि इदानीं किं जातम् इदानीं सर्वे प्रबुद्धाः सञ्जाताः सर्वेषाम् अवगमनं जा अवगमनं जातं यद् संस्कृते ये ग्रन्थास्सन्ति अथवा संस्कृते ये विषयाः सन्ति ते सर्वदा सत्यमेव सर्वरदा परिवर्तनं न भवति तेषां तथैव सः ऋषीणां मुखाद् यद् आगतं तत् सत्यमेव भवति सर्वदा ते अस्माकम् अनुग्रहाय एव ते सर्वं सृष्टवन्तः सृष्टिं कृतवन्तः सृष्टवन्तः तथैव सर्वेषाम् अनुग्रहाय ते ग्रन्थान् दत्तवन्तः वेदस्य भाष्यमपि दत्तवन्तः सर्वं दत्तवन्तः आयुर्वेदम् अस्ति विज्ञानम् अस्ति तथैव सर्वम् अस्ति अथैव इदानीं क भारतदेशे सर्वत्र व्यापकमस्ति संस्कृतम् अधिकाधिकं कर्नाटकदेशे बहु विद्वांसः सन्ति सापि अन्यत्रापि संस्कृतविषये विद्वांसः सन्ति तथैव इदानीं जर्मन् देशे अपि संस्कृतस्य विश्वं संस्कृतं विश्वविद्यालये अध्ययनं रूपेण अध्ययनरूपेण स्वीकृतम् अस्ति स्वीकृतमस्ति तस्मात् संस्कृतं बहु व्यापकं वर्तते भारतदेशे अपि अन्यस्मिन् देशे च